तस्यदावदतु उपायत्रयमस्ति इति मन्ये यतः जलशोधनार्थं तस्य क्वथनं कर्तुं शक्यते उत कतकम् इति कश्चन कन्दकविशेषः भवति तस्य चूर्णं जले स्थापयामश्चेत् जले या काळिमा वर्तते तद् अपनश्यते तदनन्तरम् एकेन तनुवस्त्रेण तावत् जलं वयम् एकस्य स्थले पातयित्वा अन्यस्मिन् स्थले स्रावयामश्चेत् तदापि जलस्य शुद्धिः भवति